प्रायः प्रतिवारं यस्य उपयोगः अस्माभिः क्रियते तादृश एव क्रयणमपि मया कृतम् अतः तस्य उपरि नकारात्मकः किमपि नास्ति सकारात्मकं तु अहम् इच्छामि यथा ऊहितं तथैव वस्तुनः कार्यशैली अपि आसीत् अतः उपयुक्तं समुचितं डियोड्रेन्ट् मया प्राप्तम् इति वक्तुं शक्नोमि